वस्त्रप्रक्षालनार्थम् अहं वाशिङ्ग् मशिन् मध्ये वस्त्राणि स्थापयामि तद् मध्ये अहं फेनकं तद् स्थापयित्वा आन् करोमि चेत् तदेव वक्ष वस्त्रप्रक्षालनं करोति कृत्वा तदेव शुष्कमपि तदेव करोति शुष्कं कृत्वा तदेव दास्यति इत्यतः यदा वर्षा वर्षा आगच्छति तस्मिन् समये अपि चिन्ता नास्ति अपव्ययः न करोति इति मन्ये किमर्थम् इत्युक्ते अहं सर्वदा वाटर् बिल् पश्यामि तस्मिन् तन्मध्ये अधिकधनं न आगच्छति इत्युक्ते अपव्ययः न भवति इति